हा नमस्कारः अहं श्रीनिधिः इति श्रीनिधिः इति उम् उम् उम्मच्चिगे तः आम् आम् सत्यम् इदानीम् आन्लैन् क्लास् कदा स्टार्ट् करणीयं कुतः किम् किमर्थम् आ हा

आं सत्यम्

आं सत्यम् आम्

हां सत्यम्

हां सत्यम् हां सत्यम्

आं सत्यं विदेशि हा विदेश् विदेशे विदेशीयछात्राः अधिकाः सन्ति खलु

ह हाम् आम् आम् हाम् हा धनम् हां सत्यम् स्वि स्वीकृताः अन्याः विश्वविद्या विश्वविद्यालयाः अपि

आम् आम् परम्परा भवति भवेत् आं सत्यम् व्यत्यस्तं हा व्यत्यस्तं भवति आम्

आम् हा तथा कृतं चेत् वरम्मेव भवति तस्

आम् सत्यं सत्यम्

ह आम् ह

आ अस् अस्माकं छात्राः तथा विदेशीय छात्राणाम्मध्ये

हा अस्तु अस्तु अस्तु

हाम् आम् वदामि

हा ए एकवारम् अस्माकम् अध्यापकम् अध्यापकानाम्मध्ये मे मीलनं कृत्वा तदनन्तरं वदामि आम् सत्यम्

हा आम्

हाम्

ह ह अस्तु अस्तु अस्तु अहं वदामि वदामि अस्तु

हाम्

अस्तु अस्तु अस्तु मिलामः

अस्तु हां मिलामः